आधुनिकन्यायदानप्रक्रियायाः धर्मशास्त्राणां च कोपि भेदः नास्ति इति मे अभिप्रायः यतः धर्मशास्त्राणि अपि धर्मं चर इति धर्ममार्ग अनुयायिनां यथा अन्यायः न भवेत् तथा निर्णयं दत्तवन्तः सन्ति यतो धर्मस्ततो जयः इत्येव निर्णयः धर्मशास्त्राणां पुनः यः कोपि समाजे जीवने वा सः अपराधं करोति तस्य शिक्षा कार्या एव तत्र शिक्षाविषये अस्माकं प्राचीनमुनयः धर्मशास्त्रेषु अतीवविस्तृतं विवरणं दत्तवन्तः सन्ति तेषां समीचीनतया अध्ययनं वयं कुर्मः चेत् इदानीन्तनन्यायदानादपि उत्तमं न्यायदानं धर्मशास्त्रग्रन्थोक्ताधारेण कर्तुं शक्यते अतः मनुस्मृतौ पराशरस्मृतौ वा विस्तृतरूपेण विवरणं वर्तते तेषाम् अध्ययनम् इदानीम् अस्माकं कर्तव्यं भवति इति मे अभिप्रायः